मया मम मित्राय जन्मदिनसन्दर्भे शुभा शमसमाना सनार्थं पद्यं लिखितम् अस्ति तस्मिन् पद्ये अहं तस्य सर्वाम् इच्छाम् अर्थात् सः स्वजीवने यत्किमपि कर्तुं शक्नोति तत् मनोकामनायाः पूर्तिः भवेत् तथा अन्याम् अपि वार्ताम् अपि लिखितम् अस्ति यः आवां पठनकाले कृतवान् मनोरञ्जन आदि तस्य स्मरणार्थं चेत् आवां छात्रावस्थायाः कियत्सुखम् अनुभूयते इति तत्पद्यं तस्मै बहुरुचिकरम् इति सः वदति स्म